मम प्रदेशः इति कथनेन अहं तिरुपतिस्थः भवामि इत्यतः तिरुपतिप्रदेशं स्वीकरोमि नगरं स्वीकरोमि अत्र च गङ्गम्मजात्रा इति उत्सवः महत् प्रसिद्धः वर्तते अत्र तिरुपतौ गङ्गम्मजात्रा आचरण उत्सवस्य आचरणात् परमेव तिरुपतिं परितः विद्यमानग्रामेषु सर्वेष्वपि तत्तद् ग्रामस्य ग्रामदेवतायाः पूजनम् आरप्स्यते एवम् अत्र गङ्गम्मजात्रात् पर जात्रा उत्सवस्य अपर परम् एव तादृशकार्यक्रमाः ग्रामेषु तिरुपतिं परितः विद्यमानग्रामेषु सर्वथा ग्रीष्मावकाशेषु एव तत्र भवति मुख्यतः अस्मिन् सन्दर्भे ग्रामदेवतनां पूजनं क्रियते एवं च तस्य तस्य ग्रामस्य या संस्कृतिः भवति या पद्धति याः पद्धतयः भवन्ति तासाम् अनुसरणं तासां तां परम्परां च परिपालयन्तः ग्रामीणाः निरन्तरं प्रतिवर्षं च सहर्षेन सोत्साहेन च उत्सवस्य आचरणं महता श्रमेण महता इच्छया कुर्वन्ति इति वक्तुं शक्नुमः